भारतीयवस्त्रविन्यासः तावत् अत्यन्तम् अद्भुतः अत्यन्तं वैज्ञानिकः वर्तते तत्र वेदे उच्यते दक्षिणबाहुमुद्धरतेव धत्ते इति यज्ञोपवीतिनः भूत्वैव अध्ययनं कर्तव्यम् इति तत्तु अत्यन्तं वैज्ञानिकं यतः ब्रह्मवस्त्रधारणेन यज्ञोपवीतिनो भवामः यदा तदानीम् अस्माकम् एकाग्रता एकत्रैव परिरक्ष्यते इति तदानीम् अध्ययने अविरता निष्कलाबुद्धिः जायते इति इदं वैज्ञानिकं मनोवैज्ञानिकञ्च कारणम् अपि च पूर्वतनकालीनानाम् अपि वस्त्राणि तथैव रक्ष्यन्ते चेत् अत्यन्तम् उत्तमं किन्तु इदानीं पाश्चात्यानां प्रभाविताः वयं पेण्ट् इत्यादिरूपेण तद्धरामः किन्तु तत् अत्यन्तम् अवैज्ञानिकं वर्तते यतः बहु औष्ण्यम् इदानीं वर्धितमस्ति अस्मिन् काले एतत् प्रदेशे तद्धारणम् असमीचीनं तत्तावत् ब्रिटीश् जनानां प्रदेशे सर्वदा शीतता भवति इति कृत्वा समग्रं देहम् अभिव्याप्य अर्थात् आच्छादनार्थं तादृशं वस्त्रं तैः निर्मितं किन्तु अस्माकङ्कृते अत्र अत्यन्तम् औष्णम् औष्ण्यं भवति इति कृत्वा तादृशवस्त्रस्य अवश्यकता न भवति अपि च देहे आरोग्यस्य परिरक्षणार्थं तत् अत्यन्तं प्रतिकूलमेव इति तस्मात् अवैज्ञानिकवस्त्राणि न धर्तव्यानि उत्तरीयं वेष्टी च एव धर्तव्यानि इति